शिक्षणव्यवस्थायां समूहमाध्यमे च संस्कृतस्य उचितस्थानम् अस्तीति वक्तुमिच्छामि यतः इदानीं समूहमाध्यमे विकिपीडिया वाचस्पत्यं शब्दकल्पद्रुमः इत्यादयः बहवः अप्लिकेषन्स् उपलभ्यन्ते विकिपीडिया मध्ये बहवः बहवः विषयाः तस्मादेव स्वीकर्तुं शक्यते बहवः विषयाः उपलभ्यन्ते शिक्षणव्यवस्थायां संस्कृतस्य उचितस्थानमस्ति एव गणितसम्बन्धिविषयाः काव्यपुराण इतिहास इत्यादयः बहवः विषयाः कथाः कथाः इत्यादयः विषयाः उपलभ्यन्ते पुनः संस्कृतान् संस्कृतस्य अध्ययनेन यत्किमपि वा कार्यं भवतु तत् कथं कर्तव्यम् इति ज्ञानं लभ्यते अतः संस्कृतं संस्कृतस्य स्थानम् उचि उचितमे उचित उचितस्थानमेव वर्तते संस्कृते संस्कृतस्य